द्वितीय स्थाने अस्माकं महान् क्लेषः आसीत् तत्र अहम् अध्यापकः आसम् तर्हि इदानीं यदा प्राम्भकाले अध्यापक आसं तत्र ये छात्राः सन्ति तत् प्रकोष्ठं यदि गच्छामः तत्र भिन्नभिन्नम् स्थितयः छात्राः भवन्ति तान् तत्र किं कुर्वन्ति निर्वहणम् एव अत्यन्तक्लेषः आसीत् तर्हि इदानीं प्रारम्भकाले यथा वयं तत्र अभ्यासकाले अभ्यासं कुर्मः तथा इदानीं प्रकोष्ठङ्गत्वा छात्रान् पाठयितुम् न शक्यते तत्र भिन्नभिन्नमतीयाः भिन्नभिन्न मनस्थितयाः तत्र छात्राः भवन्ति ते भिन्नभिन्नं प्रश्नं पृच्छन्ति तदानीं उत्तरं दातुम् एव कष्टं भवति अस्माकमपि इदानीं प्रारम्भकालः भवति खलु यदा अभ्यासन्ति कालक्रमेण अनन्तरं तत् सुकरम् अस्माकं भवति परन्तु प्रारम्भे अतीवकष्टः भवति तादृशं कष्टं मया अत्यधिकतया अनुभूतं क्रमेण इदानीं तत् समीचीनं अभवत् तत्र अध्यापकवृत्ति मम इदानीं तृप्तिः अदात्